अस्माकं राज्ये प्रमुखाः धार्मिकाः उत्सवाः शरदोत्सवः अथवा नवरात्रि उत्सवः अस्मिन् उत्सवे अस्माकं राज्ये बहुत्र देव्याः आराधनं क्रियते अस्मिन् उत्सवे अहमपि देव्याः आराधनं प्रतिनित्यं करोमि नित्यं देव्याः माहात्म्यस्य आवर्तनं पारायणं करोमि एवम् अस्माकं राज्ये बहुषु उत्सवेषु नवरात्रि उत्सवः महान् प्रमुखः वर्तते तथैव अस्माकं राज्ये कन्नडराज्योत्सवः इति नवेम्बर् मासे आचर्यते तदपि वयं महान् महता सन्तोषेण आचरामः